सर् नमस्ते तत् तु इदानीम् अहं मार्गे गच्छन् अस्मि अत्र एका दुर्घट्ना जाता अत्र एका बालिका पतितवति एकः एकं यानं वेगेन गतं इतः तत् या यानं वेगेन गतं गतम् अतः तस्य सङ्ख्यां तु न स्मरामि परन्तु तद्यानम् एकं बृहत् यानम् आसीत् कार्यानं आगच्छन्तु सर् इदानीं बालिकां तु वयं सः इदानीं सः सा एव बालिका इदानीं अत्र चिकित्सालयं प्रति गतवति स्वास्त्थमिदानीं सा रुग्णा एव अस्ति तस्याः बहु वेदना जाता तथा रक्तमपि तस्य बहु बहु निस्रितः रक्तमपि बहु निस्रितं इदानीम् अत्रैव इदानीम् अहं म् मार्गे एव अस्मि अहं चिकित्सालये एव अस्मि इदानीं तया सह स्थानम् अत्र अस्ति शृङ्गेर्यां

अस्तु तथा आगच्छन्तु शीघ्रं आम् सर् आम् न इदानीं सम्यग् अस्मि एम्बुलेन्स् एम्बुलेन्स् कृते अस्माभिः दूरवाणी कृता तदानीम् आम्बुलेन्स् आगत्य तत् तां तां बालिकां नीतवति समयः तदानीं सर् नववादन नववादनं आसीत् नववादने नववादने तु एकं यानम् आगतं तत् वेगेन आगतम् आसीत् परन्तु तदानीं तदानीमेव सा तद्यानं बालिकां प्रति आम् गत्वा तत्र दुर्घटना जाता इदानीं तु शृङ्गेर्याम् एव चिकित्सालयः अस्ति तत्रैव अस्ति सा बालिका परन्तु ह्म् तत् यानं तु गतं वेगेन तत् बेङ्गुन् बेङ्ग्लूरु प्रति गतवान् आं सर् त तत्र अवश्यमेव कार्यं कर्तव्यमेव नो चेत् एतादृशं यदि मार्गे घटनाः भविष्यन्ति तदानीं सर्वे जनाः भीताः भविष्यन्ति अतः अतः अतः तदा तत् अतः तदर्थं एकम् अवश्यमेव तस्याः घटनायाः कृते अवश्यमेव किमपि कार्यं कर्तव्यमेव अस्तु सर् अस्तु आगच्छन्तु